तमिल्नाडुग्रामेषु अनेकाः क्रीडाः क्रीड्यन्ते यथा येर् तळुवुदल् मञ्जुविरट्टुदल् जोल्लिक्कट्टु इत्यादयः एताः क्रीडाः बहु धैर्येण क्रीडितव्यानि भवन्ति एकैकं वृषभः जनानाम्मध्ये मुक्तः भवति तं यः पुरुषः वृषभस्य कुब्जं गृह्णाति अपि च किञ्चित् दूरं तं तादृशम् एव नयति सः एव वीरः इति सर्वे श्लाघयन्ति तस्मै पुरस्कारम् अपि ददाति